देशीयपद्धतिषु आधुनिकक्रमाणां पा प्राधान्यमस्ति किन्तु पौराणिकानाम् पौराणिकविषयाः अपि तत्र पौराणिक ये ये भारतीयाः अस्माकं विज्ञानं प्रमाः तत्र आय आयुर्वेदं इत्यादयः चिकित्सापद्धतयः अत्र सन्ति खलु तेषाम् उन्नमनं करणीयम् इति मम अभिप्रायः आधुनिक चिकित्सापद्धतयः अपि ता तत् तत्रापि तेषामपि प्रामुख्यं वर्तते तथापि अस्माकं भरतीयानां पारम्पर्यरूपेण ये अस्माकं विज्ञानं वर्तते तेषामपि सम्यक् रूपेण तत्र करणीयं तत्र एतेषामपि पा प्रामुख्यं वर्तते